मम गृहाद् बहिः विद्यमानेषु आपणेषु मसालायुक्तं खाद्यं खादितुं बहु इष्टं भवति किमर्थमित्युक्ते सर्वदा गृहे कृतस्य पाकस्य किं खादनेन मनसि तावत् इच्छा न भवति प्रतिदिनं खादितुम् अतः गृहस्य बहिः विद्यमानानां पानिपुरि गोबिमञ्चूरि इत्यादिखाद्यानां खादनेन मम सन्तोषः जायते अतः अहं सर्वदा गृहस्य बहिः खादितुम् इच्छामि तत्रापि विशेषेण मासे एकवारं सप्ताहे एकवारं वा गृहात् बहिः खादितुम् इच्छामि तत्र विशेषेण खाद्येषु विभिन्नता भवति रुचेः परिवर्तनं भवतीति कारणात् अहं गृहाद् बहिः खादितुम् इच्छामि